भारतीयसञ्चारव्यवस्था इदानीं सम्यक् अस्ति इति अहं मन्ये प्राचीनकाले तुलनया इदानीं सर्वक्षेत्रेषु अस्माकः भारतदेशः सम्यक् प्रगतिं करोति अस्ति भूसञ्चारविभागे ए सी बस्यानं लग्ज़ुरी बस् सेमी लग्ज़ुरी बस् इत्यादीनि सन्ति द्विपथः चतुष्पथः षट्पथः इत्यादयः विस्तीर्णाः मार्गाः सन्ति तान् मार्गान् द्रष्टुं बहु सुन्दराणि सन्ति प्रयाणस्य आयासः न भवति अस्माकं रेल्वे मार्गमपि इदानीं सम्यक् प प्रगतिं कुर्वन् अस्ति वन्देभारतम् एक्स्प्रेस् शताब्दी एक्स्प्रेस् राजधानी एक्स्प्रेस् इत्यादीनि रेल्वेयानानि अस्माकं प्रयाणम् अनुकूलकरं सुखकरं च कुर्वन्ति जलसञ्चारे वायुसञ्चारे मम देशः सम्यक् प्रयोगं कृत्वा प्रगतिशीलः राष्ट्रः इति ख्यातिम् प्राप्तुवन् अस्ति इति अस्माकम् एतद् बहु सन्तोषजनकः विषयःएवम्